हरिः ओं मम नाम रञ्जित् इति मम मम दूरवाणी सम्यक् नास्ति मम तु दूरवाणी मम स्याम्सङ्ग् ग्यालक्सी एम् थर्टि वन् एस् इति सम्यक् श्रुणु एतत् सम्यक् न श्रुणोति डिस्प्ले अपि स्क्राच् अभवत् अस्तु अस्तु श्वः आगच्छामि कति दिनं आवश्यकम् अस्तु अस्तु ह्याङ्ग अपि अभवत् मदर्बोर्ड् मध्ये प्राब्लम् अस्ति वा अथवा किम् इति अहं अस्तु अस्तु सत्यं अद्य सायं उक्त्वा रात्रौ आगच्छामि

अस्तु प्लेस् कुत्र अस्तु अस्तु अन्यत् शाप् मध्ये अन्यत् दूरवाणी अस्ति वा

धनं कति इति

एक्स्चेञ्ज एक्स्चेञ्ज् अपि वर्तते वा

अस्तु

अत्र ल्याप्टाप् अथवा अन्यत् अत्रैव

अस्तु अस्तु धन्यवादः